एकदा अहम् एकं लिप्स्टिक् स्वीकृतवती आसीत् तस्य लेपनेन मम अधरछिद्रता जातमासीत् अतः तद् लिप्स्टिक् सम्यक् नास्ति एतद् मम अभिप्रायः वर्तते पुनश्च एकम् ऐलनरपि स्वीकृतवती आसीत् किन्तु तदपि सम्यक् नासीत्